मम इष्टतमं साहित्यिकपात्रम् भगवान् रामः तत्र रामायणम् महा आदिकाव्यं तत्र रामायणकाव्ये आदिकाव्ये अनन्तरम् उत्तररामचरित्रे अपि अहं रा रामविषये अत्य किञ्चित् अत्यधिकमेव पठितवान् मुख्यरूपेण रामः अस्माकं जीवने भगवान् रूपेण अस्ति अनन्तरं भगवतः रा रामस्य जीवनं यतो हि तस्य आसक्तिकरा घटनास्ति पितुः आज्ञायाः परिपालनम् तदा एका सुप्रसिद्धा उक्तिः अस्ति अङ्गीकृतं सुकृतिनः परिपालयन्ति तदर्थं तेन पात्रेण शिक्षा भवति यः सुकृतिजनः भवति उत्तमः जनः भवति यः किमपि अङ्गीकारं करोति व्यर्थः सः तस्य वचनम् आसीत् पितुः कस्मिन्नपि राज्ये न गन्तव्यं वने एव वासः कर्तव्यं वनवासिनः वनवासी जनेभ्यः सह एव वासः कर्तव्यः साधारणं जीवनम् तत्र यापनीयम् इति तस्य उद्देश्यः तदा सः ऋषीणां सह वनवासीणां सह अनन्तरं सामान्यमनुष्यसदृशं जीवनयापनं कृतवान् अनन्तरं सर्वेषां सहयोगं स्वीकृत्य तेषां तेषां प्रति कृतघ्नः न अभवत् कृतज्ञः आसीत् तदा कृतज्ञताम् ज्ञापयितुं सः स्वराज्याभिषेके तदा नाविकं धीवरम् अनन्तरं वनवासिनम् अन्यान् च आहुतवान् ते तस्य मुख्यातिथि इति रूपेण आसन् तदर्थम् अस्माभिः रामः रामादिवत् आचरणं कर्तव्यं न तु रावणादिवत् तत्र उक्तिः प्रसिद्धास्ति तदा रामः अस्माकं कृते भगवतापि अस्ति इष्टतमम् अस्ति अनन्तरं तस्य शिक्षा तस्य वचनं तस्य जीवनम् आचरणम् अस्माकं जीवनम् आचरणम् भवतु तदेव मुख्यम् अस्ति